मैसूरुमहानगरे विद्वान् टि नारयणशास्त्री प्रतिष्ठानम् इति एका स्वयं सेवा संस्था गत दशभ्यः वर्षेभ्यः कार्यं करोति एतत् द्वारा समाजे संस्कृतसंस्कृतिसदाचाराणां प्रसारार्थं यत्नः प्रवर्तते प्रतिमासम् अन्त्याक्षरी भवति संस्कृतश्लोकानाम् संस्कृतोत्सवः भवति संस्कृत अभ्यासः भवति एवं येन संस्कृतभाषाप्रसारः संस्कृतेः आचरणम् एवम् एतद्द्वारा प्रवर्तते इति एतद्द्वारा एकं बालकेन्द्रमपि तथा च महिलाकेन्द्रमपि सञ्चाल्यते बालकेन्द्रद्वारा बालानां कृते ग्रीष्मकाले शिबिरम् प्रतिसप्ताहं एकवारं तेषां मेलनम् संस्कारचिन्तनं तत्र भवति एवं च गृहरहिताः बहवः सन्तीति कारणेन बहुधा जनाः खिन्नाः भवन्ति तदर्थं चिन्तिते सति गृहं प्राप्तुं तैः यो यः प्रयत्नः कृतः तत्प्रयत्नस्य कृते अस्माकम् अपि किञ्चित् दायित्वां स्यादिति योगदानं स्यादिति अतः यत्र यत्र विविधाः समितयः सर्वकारस्य द्वारा अपि एतदर्थं परिहारः क्रियते तदर्थं वयं सेतुबन्धाः भूत्वा प्रयत्नं कुर्मः इति अयं विचारः वर्तते